इदानीं काले ग्रामीणकृषौ कुशलकर्मिणाम् अन्वेषणे धारणे पि बहु क्लेशः अस्ति समस्याः तु बह्व्यः सन्ति किमर्थम् इत्युक्ते सर्वे जनाः नगरे वसति वसतु वसितुम् इच्छा इच्छन्ति ग्रामे कोऽपि वसितुं नगरावासः वासः एव इच्छन्ति ग्रामीणः ग्रामे कोऽपि जीवनं कर्तुं न इच्छन्ति इति मम अभिप्रायः समस्या इत्युक्ते कुशलकर्माणाम् अन्वेषणे अन्वेषणे सर्वे अपि ग्रामजीवने ग्रामजीवने ग्रामे निवसितुं न इच्छन्ति सर्वे अपि नगरजीवनम् इच्छन्ति कृषिकार्यं कर्तुम् अपि न इच्छन्ति ते सर्वकारः कार्यालये कार्यं कर्तुं साफ्ट्वेर् मध्ये कार्यं कर्तुम् इच्छन्ति सद्यः काले दैनिकवेतनस्य कर्मकराणां वेतनं प्रायशः पञ्च शतं रूप्यकाणि भवन्ति इति अहं चिन्तयामि सम्यक् रूपेण अहं न जानामि एकस्य एकं कदाचित् अस्माकं गृहनिर्माणसमये वयं दैनिकवेतकर्मकराणां वेतनं तु पञ्चशतरूप्यकाणि दत्तवन्तः हि इति अहं चिन्तयामि अस्तु